गतवर्षे अस्माभिः एकं नूतनं गृहं शृङ्गेर्यां निर्माणं कारयितवन्तः कारयितम् तत् फेब्रवरी मासे प्रारम्भम् अभवत् नवम्बर् अष्टविंशतिदिनाङ्के वयं गृहप्रवेशः कृतवन्तः प्रायः दश दश दशमासानां कार्यं जातं तदा तदा तदा शृङ्गेरी गतवन्तः वयं तत् करणीयं तत्र यस् यत् प्लान् कृतवन्तः तस्य परिवर्तनं बहुवारं कृतवन्तः तत्र तत् मास्तु इदानीं मास्तु तत्र भित्तिः एव मास्तु अन्यत्र स्थापयामः एवं बहु परिवर्तनानि अभवन् मम तु एकं गृहं निर्माणं करणीयं चेत् कुत्र कुत्र अन्यथा कार्याणि भवन्ति अवधानं कुत्र कुत्र भवेत् इति तु इति तु किं वक्तव्यम् एक्स्पीरियेन्स् आगतमस्ति